मम गृहे उत्सवः भवति यथा महालक्ष्मीः उत्सवः तत्र मम गृहजनाः भजनगायनं कुर्वन्ति तत्र अहम् एकस्य भजनस्य गायनं करोमि अन्तरम् अन्येषां श्रुणोमि तैः सह अपि भजनं गायामि तेन देवस्तुतिः अपि भवति मनः मनः अपि प्रसन्नं भवति अन्तरं सर्वेपि सह गायनमपि भवति बहु मम गृहे पञ्च षट् जनाः सन्ति ते सर्वे केचन तब् मम पतिः तब्लावादकः अस्ति मम देवरः अस्ति सः पेटिकावादनं करोति अन्तरं मम भातृजाया अस्ति सापि पेटिकावादनं करोति अहं शङ्खनादं करोमि एवं गायने वयं मिलित्वा

अत्र भजनेन तु देवः बहु प्रसन्नः भवति इति जनाः वदन्त्येव तर्हि तस्य स्तुतिगायनं यथा गरुडेश्वर धन्य धन्य कीर्ति गाजलि एवम् एवं वयं मोबैल् फ़ोन् उपरि तत्र चालयामः अनन्तरं तैः सह अपि गायनं कुर्मः तेन किं भवति तस्य रागस्य अपि स्मरणं भवति अनन्तरं गायनस्य अपि अभ्यासः भवति एवं विशिष्टकार्यक्रमः इति न अस्माकं गृहे ये उत्सवाः भवन्ति तत्र ये मम गृहजनाः तत्र गायनं कुर्वन्ति तैः सह गायनमेव कर्तुम् अहमिच्छामि